अहम् उत्कलप्रदेशात् अस्मि मम प्रदेशे अष्टविंशतिः मण्डलानि सन्ति मण्डलस्य उपमण्डलेषु विशिष्टः वैद्यालयः वर्तते यत्र विशिष्टम् सौविध्यं वर्तते यथा तेषु वैद्यालयेषु निःशुल्कम् औषधम् निःशुल्कं वैद्यानां दर्शनं निःशुल्कम् रोगीवाहिनी यानं यत् यानं दूरात् अपि ग्रामात् रोगिणाम् आनयनं कृत्वा वैद्यालये तेषाम् उपशमनं कारयति आवश्यकम् अव् आवश्यकतायाम् वैद्यालयात् रोगिणां स्थानान्तरणम् अपि करोति यदि सर्वकारः इच्छति चेत् एतादृशानां वैद्यालयानां व्यवस्था सर्वत्रापि कर्तुं शक्या येन रो सर्वेऽपि रोगिणः उत्तमं सौविध्यं प्राप्तुम् अर्हन्ति रोगिणां निःशुल्कम् औषधव्यवस्था अम्लजानस्य वा इत्यादयः अपि भवेत् एवं वैद्यालयाः कोरोणारोगस्य समये अत्यन्तं प्रमुखं स्थानम् आवहन् यतो हि रोगिणां सङ्ख्या वैद्यालयानां सङ्ख्या दृष्ट्या दृष्ट्या अधिका आसीत् ततः अपि सर्वकारस्य उपायेन ये विद्यालयाः पिडिताः आसन् तेषु वैद्यालयेषु वैद्यालयः इव व्यवस्थां कृत्वा रोगिणाम् उपचारम् आरब्धम् येन अल्पीयसि काले एव सर्वेऽपि रोगिणः स्वस्थः अभवन् वैद्यालयानाम् एतादृशेन कार्येण एव एतत् सर्वं शक्यम्